मम एका अध्यापिका आसीत् सा बहु सम्यक् चित्रं कारयति स्म परन्तु मम कृते एकैक वारम् अहं सम्यक् करोति स्म एकैकवारं मम कृते अनारोग्यं भवति स्म यदि शिरोवेदना भवति मम कृते कलादिकं कर्तुं इष्टं न भवति अहं तत्समये अहं कर्तुं न शक्नोमि सा यदि करोतु करोतु इति वदति चेत् अपि मम कृते इष्टं न भवति इरिटेट् भवति बहु कष्टं भवति कर्तुं तत्स ततस्मये अहं न करोमि आसक्तिरपि न भवति यदि तथा तया क्रियते तर्हि आसक्तिः अपि न वर्धते अतः मया चित्रलेखनं त्यक्तमासीत् पुनः प्रवृ प्रवृत्तिवर्धने मया एवम् उपायः कृतः मया सम्यक् चित्रं लेखनीयमिति मनसि निधाय इतः परं सम्यक्करोमि इति कृत्वा लघुचित्राणि लिखि लेखितुमारब्धवती एवं अधुना मम कृते तदेकमेव कार्यं न बहु कार्याणि वर्तन्ते पठनमपि वर्तते अत्र पाठनमपि वर्तते अहं किञ्चित् श्लोकादिकमपि लघ्वीनां पाठयामि तत्र तत्र तत्समये पञ् पञ्चदश दिनेषु एकस्मिन् दिने अहं उपविश्य चित्रं चित्रादिकं रचयामि एवं वासरे एकं वा यदा यदा मम कृते सन्तोषः भवति यदा यदा समयः लभ्यते तदा अहं सन्तोषेण चित्रं लिखितुम् इच्छामि